सद्यः काले सर्वत्र वाट्सप् फेस्बुक् इत्यादि सोश्यल्मिडियासम्बद्धाः आप् विशेषाः बहुधा उपयुज्यमानाः दृश्यन्ते एवमेव अपेक्षितवस्तूनां क्रयणार्थं विद्यामानानाम् आप् विशेषाणां महता प्रमाणेन उपयोगः लोके अवलोक्यते दूरवाण्याः बहवः उपयोगाः सन्ति तथा दुरुपयोगाः अपि विद्यन्ते तत्र प्रमुखाः उपयोगाः यथा यदा कदापि सुलभतया यत्र कुत्रापि विद्यमानैस्सह सम्पर्कः सम्भवति आन्लैन् कक्षाः गृहे स्थित्वैव अपेक्षितवस्तूनां क्रयणं धनस्य विनिमयः सूचनाप्रदानं विविधविषयाणां ज्ञानं प्राप्तुं शक्नुमः इत्यादि एवमेव प्रमुखाः दुरुपयोगाः यथा सर्वदा दूरवाणीदर्शनेन चक्षुषोः हानिः भवति

यत्किमपि वस्तु भवतु तस्य केचन गुणाः भवन्ति तथैव दोषाः अपि भवन्ति प्रज्ञावन्तः तस्य सदुपयोगं कृत्वा लाभान्विताः भवन्ति